अस्माकं प्रदेशे सांस्कृतिककार्यक्रमः इत्युक्ते गमकवाचनः तथा कर्णाटकशास्त्रीय सङ्गीतस्य वाचनः एवं कार्यक्रमानि भवन्ति गमकवाचनं तथा कर्णाटकशास्त्रीय सङ्गीतगायनं एतेषु कार्यक्रमेषु ये ये भागं कुर्वन्ति तेभ्यः मनसि तेषां मनसि किञ्चित् परिणामानि भवन्ति इत्युक्ते अस्माकं पुराणम् अस्माकम् इतिहासं कथं अस्माकं व्यक्तित्वं भवेत् भवितव्यम् एतत् तेषां मनसि आगच्छन्ति तथा अस्य प्रयोजनं भवति